गोगुल् फ़ुट् कलिफा इति उपहारमन्दिरम् मया दृष्टमस्ति अस्मिन् ग्रामे अहं नूतना अस्मि तस्मात् अत्र किं किं भोजनं दास्यन्ति भोजनस्य क्वालिटी च कथं भवति रेटिङ्ग्श्च कथमस्ति इति कृपया दृष्ट्वा वदतु